हरि ओं महोदये मम नाम नागवाणी अस्मि महोदये अहम् इदानीं सप्तमकक्षायां पठामि आम् आं महोदय आम् आम् आं महोदये अहं जानामि आं महोदये अहं कर्णाटकसङ्गीतकार्यक्रमे भागं स्वीकृतवती इदानीम् इदानीं गीतानि जा आम् आं महोदये इदानीं गीतानि पाठयति नि निश्चयेन महोदये अहं गायिष्यामि आं महोदये मम कदरा कथारचने बहु आसक्तिः अस्ति महोदये

आं महोदये मम एका सखी अस्ति तस्याः नाम तस्याः नाम पल्लवी सा मृत्तिकाघटाः बहुकलात्मकरूपेण करोति सापि भागं भागं स्वीकरोति इति अहं मन्ये अस्तु अस्तु महोदये